ओ एवं वा आम् आम् अस्तु दैवज्ञैः कः शान्तिः अथवा होमः विधेयः इति उक्तं वा ओ एवं वा अस्तु तैः किमपि समयः इति नाम एकस्मिन् मासान्तरे अथवा एक षण्मासात् पूर्वमेव करणीयमिति इत्यादिकम् उक्तं वा

ओ एवं वा अस्तु भवान् अग्रिममासे अथवा अस्मिन् मासे कदा रिक्तः नाम भवतः अनुकूलता भवेत् अस्माकमपि अनुकूलता भवेत् इति हेतोः आं शक्यते अग्रिमसप्ताहे अहं रिक्तः एव अस्मि तत्र ग्रहशान्तिकरणे दिनादिकं तु न दृश्यते भवान् कदा कर् रिक्तः नाम वारान्ते वा वारमद्ये रिक्तो भवति चेत् कदापि कर्तुं शक्नुमः ओहो एवं वा अस्तु तर्हि अग्रिम शनिवासरे अहं मम शिष्यैः सह आगत्य शान्तिं कारयामि हा तत्र हा तत्र नवग्रहशान्तिः विदेयः इति उक्तं तत् तत्र मुक्यतया होमद्रव्याणि नवग्रहसमिदाः इति अपेक्षन्ते तद् अष्टविंशतिसंक्यकाः अपेक्षन्ते भवान् यदि पूजामन्दिरम् अथवा देवालयसमीपस्थ आपणं प्रति गच्छति चेत् त तत्र लभ्यते तत्रतः ततः भवान् प्राप्तुं शक्नोति अपि च नारिकेलं विंशतिनारिकेलं अपि पञ्च अतवा षट् कलशानि प्रा यदि भवति पूजार्थं सौकर्यं भवति अपि च होमाय अर्द कि केजि घृतम् अपि च चरुः अपि करणीयम् अनन्तरं होमाय उड् इत्यादिकमपि आननीय आनीतव्यम् एताद् एतद् सर्वम् आनीयते चेत् वयम् आगत्य आगत्य शान्तिं कुर्मः यदि भवतः एत एतानि सर्वानि आनेतुं न शक्यते चेत् वयमेव आनीयामः क्षम्यतां पुनः उच्यते वा आं शक्यते आं शक्यते तत्र तस्मिन् दिने एव होमं कर्तुं शक्यते यदि अन्या अन्य काऽपि शान्तिः सन्ति चेत् कृपया पूर्वमेव सूचयितुं शक्नोषि वा अस्तु महोदय